योगाभ्यासस्य समये किं चिन्तितं वस्त्रचयने इति वस्त्राणि बहु फ़्लेक्सिबल् बहु फ़्री आवश्यकानि अन्यथा ते टेर् भवन्ति अहं किं मन्यते योगाभ्याससमये मम चयनं तु अहं तु केवलं मम उदरे एकः वस्त्रं धारयामि अपरतया तु किमपि न धारयामि तदेव अहं योगाभ्यासं बहु रूपं बहु करोमि तदपि

तथा योगाभ्याससमये यदि वस्त्राणि बहु टैट् सन्ति तदा तद् स्ट्रेच् न भवतति स्ट्रेच् न भवति ध्यानं तु योगस्य एकः अंशः अस्ति धारणं धारणाध्यानसमाधयः किन्तु यदि आसनं कुर्वन्ति तत्समये यदि वस्त्राणि आसनं कुर्वन् मध्ये बाधां कुर्वन्ति तदा आसनस्य किं प्रयोजनं तद् अहं मन्ये आसनं कुर्वन् समये पूर्णशरीरस्य फ़्री स्पेस् इति बहु आवश्यकमस्ति यदि तद् वस्त्रम् अस्ति चेत् तत् स्थलमस्ति चेत् बहु स्पेस् आवश्यकम् एतदहं मन्ये योगाभ्याससमये आसनं तदपि आसनसमये पूर्णतया स्ट्रेच् करणीयं बहु आवश्यकं यदि किञ्चित् किञ्चिदेव कुर्वन्ति तदा तदासनस्य पूर्णप्रभावं न भवति तथा वस्त्रचयनं करणीयमपि योगाभ्यासस्य बहु इम्पार्टेण्ट् अङ्गम् अस्ति